एतत् केब् एजेन्सि खलु पूर्वम् अस्मिन्नेव अस्यामेव एजेन्सि मध्ये अहं केब् बुक् कृत्वा तत्र किं बेङ्गलूरुनगरं प्रति गतवती त्रीणिदिनानि पूर्वमेव गतवती तदेव केब् इदानीमपि मया अपेक्षते तत्र सीट् सर्वमपि रक्तवर्णः आसन् तथा च एसि सर्वमपि सम्यक्तया आसीत् तत् सप्त सीट् आसन् र